गृहस्य परितः यदि अस्वच्छता वर्तते चेत् तत्र स्वच्छतां कृत्वा स्स सर्वः अपि क्षेपान्नः वा अन्त्रादिः यत् किमपि अस्ति तत्सर्वं गार्बेज् इत्यादिकं सर्वकारस्य अवतरकण्डुले स्थापनीयम् अथवा तत्र महानगरपालिकायां स संसूच्य कानिचन अवतरकण्डुलानि स्वीकृत्य तत्र स्थापनीयानि येन अन्ये इतस्ततः सर्वम् अस्वच्छतां न कुर्युः अवतरकण्डुले एव गार्बेज् इत्यादिकं स्थापयेयुः यदि सस्यादिकं भवति चेत् तस्य कर्तनं कृत्वा तत्र सस्यं पुनः नागच्छेद् इति एवमेव यदि लघु लघुवृक्षाणि तत्र रोप् रोपणीयानि येन अस्वच्छता न भवति येन कारणेन वातावरणस्यापि शुद्धिः जायते तथैव तत्र जलादीन् जलादिभिः सम्मार्जनं कृत्वा सम्मार्जनं क्रियते चेद् शा शैत्यानुभवः त समीपस्थाः वाय् समीपस्थः वायुः अपि शुद्धः भवति इत्थं गृहस्य परितः विद्यमानानि क्षेत्राणि स्वच्छतया स्थापयितुं शक्यन्ते